हेल्त् इस् वेल्त् इति आङ्ग्लभाषायां उक्तम् अस्ति तत् सत्यमेव यदि न खेलामि तर्हि खेलनम् आरभ्य करोतु एव इति किं भवति एव अस्माकं जीवने तस्य फ़िट् स्ट्रेस् फ़िट् भवितुं शक्यते एव स्ट्रेस् लेस् भवितुं शक्यते एव यदि सम्यग्रीत्या जीवनं जीवति चेत् आयुष्यम् अपि वृद्धिङ्गतं भवति एव यदि अस्माकम् या या क्रीडा रोचते तदेव तस्य खेलनम् अपि करोतु एव न तु जीवने आयुष्यं या वयसः दीर्घं जातं अधुना अहं कथं खेलामि एतस्य चिन्तां मा करोतु यद् बेड्मिण्टन् बास्केट् बाल् वालिबाल् कब्बड्डि एताः क्रीडाः अपि अस्ति क्रिकेट् अपि चलति एव अधुना क्रिकेट् अपि खेलितुं शक्यते तस्य कृते धावनं तस्य मध्ये स्प्रीण्ट् अस्ति तस्य मध्ये किं उच्यते श् श् व्यायामः आवश्यकः तस्य शरीरं तस्य रिलीफ़् तत्रैव स्वीकर्तुं शक्यते एव यदि वयं गृहे एव गत्वा एव दूरदर्शनं दु दृष्ट्वा खेलनं द् पश्यामि तस्य तस्य रूपेण अस्माकं जीवने किमपि परिणामः न भवति एव यदा वयं क्रीडाङ्गणे ग गमिष्यामः तदा एव तस्य अनुभवः प्राप्तुं शक्यते एव यदा वयं क्रीडाङ्गणे गच्छामः तस्य शारीरिकमानसिकरूपेण तस्य अनुभवं स्वीकर्तुं शक्यते यदि अनुभवं स्वीकर्तुं शक्यते तर्हि स्ट्रेस् रिलीफ़् भवितुं शक्यते एव जीवने आनन्दः अस्माकं हस्ते अस्ति न तु अय् अन इतः इतः इतःपरम् अन्यस्मिन् हस्ते अस्ति एव आनन्दः कथं प्राप्तव्यः स्वस्य दुःखं निवारणं कथं करणीयं तस्य नैकाः रोगाः अपि अस्माकं गृहे अस्माकं शरीरे आगन्तुं शक्यते एव तस्य बैकाट् अपि कथं करणीयं तत्तु अस्माकं हस्ते एव केवलं शरीरं खद् खलु आरोग्यसाधनं यदि शरीरम् अहं शरीरं शरीरम् अत्रैव न ज्ञातुं शक्यते शरीरस्य महत्त्वं ज्ञातुं न शक्यते तर्हि स्वस्य जीवनम् अपि न स्वीकर्तुं शक्यते आनन्दः अपि न स्वीकर्तुं शक्यते उद्विग्नता तु स्वस्य गृहे हा यदि ये बहिश्चराः अपि अस्माकं गृहे आगमिष्यन्ति एव न तावदेव तस्य रूपेण अस्माकं गृहे निवसन्ति एव यतः प्रतिदिनं व्यायामः करणीयः शरीरं खलु उत्तमसाधनं मानसिकशारीरिकरूपेण तस्य उपयोगः करणीयः धन्यवादः